वस्तुतः अहं तु शिल्पकारः नास्मि तथापि यदि वयं पश्यामः तर्हि शिल्पक्षेत्रेषु अद्यतने सम्प्रति सामाजिकानि राजनीतिकानि वस्तूनि तु समावेशितानि एव नाम बहवः एतादृशाः एतादृशाः शिल्प शिल्पकाराः सन्ति एषां शिल्पकार्ये राजनैतिका मर् शिल्पकार्यं राजनीतिकप्रभावितं वर्तते बहुजनाः पेण्टिङ्ग् ये जनाः कुर्वन्ति चित्रकला तेषां चित्रकलायामपि प्रायः समाजिकवस्तूनि परि सामाजिक यस् अस्ति या स्थितिः वर्तते तस्याः तत्र प्रतिबिम्बं दृश्यते एव तर्हि परन्तु शिल्पकलायां तत्र किमपि तत्र साम् राजनीतिकवस्तूनि न स्यात् इति मम आशा वर्तते कारणं शिल्पस्य सीमा नास्ति तत् ये शिल्पि ये शिल्पिनः सन्ति ते तु प्रायः तेषां तद् गुणः अस्ति यद् विशिष्टम् अस्ति तद् तत्र प्रदर्शयति स्वकीयशिल्पकार्ये तर्हि भविष्यति तत् अहं द्रष्टुं न इच्छामि तद् शिल्पकार्ये राज् शिल्पकार्यं राजनीतिकप्रभावितं भवेत् इति